क्रीडायां जयः अपजयः च यदि भवति तत्र निराशा नैव भवितव्या यतो हि जीवने जयः साफल्यं च भवति एव अतः असफलता यदि भवति तत्र इतोऽपि परिश्रमम् इतोऽपि अधिकनैपुण्यम् आनेतुं प्रयासः करणीयः न तु तत्र हीनमानसिकता दर्शनीया